अत्र अस्माकं प्रान्ते व्रीह्यन्नम् उत्पाद्यते पुनश्च मरीचिकाः उत्पाद्यन्ते पुनः तूला भवतीति खलु कार्पासः कार्पासस्यापि तत्र उत्पादः भवति उत्पादनं भवति वस्तुतः एतेषां देशस्य आर्थिकव्यवस्थायां योगदानम् अथवा उपादेयतां महत् महदस्ति कथं नाम इतः ओदनं विदेशेभ्यः प्रेष्यते पुनः मरीचिकाः प्रेष्यन्ते कार्पासः अपि प्रेष्यते तेषां मूल्यमपि बहु वर्तते ओदनस्य वा भवतु अथवा मरीचिकानां वा भवतु तत्रापि विविधाः विविधप्रकारकाः पदार्थाः नाम ओदनेष्वेव भिन्नभिन्न ओदनपरम्पराः एवमेव एषां व्यवसाये आदौ भूमेः समीकरणं तदन्तरं बीजवपनं तदनु जलसेचनं पुनश्च समये समये क्रीमिनाशकानां रसायनानां प्रयोगः तदन्तरं शक्तिवर्धनार्थं तत्र

उत्तमधातूनामपि सेचनं येन सस्यानि सम्यक्तया वर्धये वर्धयेयुः एवं प्रकारेण तत्र सस्यवृद्धये ईदृशानि कर्माणि कुर् कुर्वन्ति अत्र विशिष्य त्रिकालेषु अपि नाम षट्सु ऋतुषु अपि इयं अयं व्यवसायः भवति तत्र नाम एतेषां कालः षण्मासात्मकः भवति जुलै मासे तत्र बीजारोपनं भवति पुनः डिसंबरर मासे एतेषां कर्तनं पुनः द्विवारं स्थापयन्ति तदा एव जन्वरी मासे तदन्तरम् पुनः जून् मासे एतेषां कर्तनं भवति एवं रूपेण एतेषां किं सस्यानाम् अन्नसस्यानां व्यवसायः भवति